हरिः ओम् अहं तु अनिरोपिशर्मा अहम् अत्र बेङ्ग्लूर् प्रदेशे अस्मि एकः टूर् गन्तुम् इच्छामि हृषिकेश् टूर् गन्तुम् इच्छामि तत्र द्वे द्वे त्रीणि आश्रमानि सन्ति तत्र गमनीयं पुनश्च तव समीपे वाहनं रेण्ट् अस्ति वा एतम् एतदहं ज्ञातुम् इच्छामि एकस्तु तद् परमार्थनिकेतनं पुनः तत् डिवैन् लैफ् आश्रमः पुनः च आर्ट् आफ़् लिविङ्ग् आश्रमः एते त्रीणि आश्रमानि हा वाहनं हा आं भ दैेनलुप्तः देहली देहलीतया किमपि न्यूनं कास्ट् अस्ति तदहं करोमि हृषीकेशे द्विचक्रिका तु हृषीकेशे यच्छामि किं क्षम्यताम् दिनाङ्कः दिनाङ्कः पञ्चदश पञ्चदश जुलै हा अनन्तरम् आस आम्

पञ्चदश दिनाङ्के आगच्छामि तत्र आम्

आम् अहं वदामि तद अहं करोमि वदामि अन्यत् किमपि तद् एड्वेञ्चर् स्पोर्ट्स् रा फ़्टिङ्ग् तद् किमपि आ फ़र्स् सन्ति वा तव समीपे करोमि करोमि तत् करोमि प्रेषयतु कृपया प्रेषय